पारम्परिक प्रस् पद्धत्या अध्ययनं समाप्तेभ्यः छात्रेभ्यः उद्योगावकाशं कल्पयितुं निर्मलितानि करणे करणीयानि स्युः इति मम अभिप्रायः प्रथमं कौशलविकासः द्वितीयं सम्भावनापरीक्षणं तृतीयम् उद्योगसन्दर्भः चतुर्थम् उद्यमचा पञ्चमं प्रवृत्तिपरिशीलनकार्यक्रमाः अत्र प्रथमं कौशलविकासः स्किल् डेवलप्मेण्ट् पारम्परिकविद्यायाः विद्यार्थिनः अद्यतनकौशलानां प्रशिक्षणं लब्धुं शक्नुवन्ति कम्प्यूटर् सम्बन्धि संबन्धितकौशलं संवादकौशलं व्यवस्थापनकौशलं च विकासयति द्वितीयं सम्भवाना परीक्षणम् विद्यार्थिनः अद्ययनकालीनमेव सम्भवना सम्भावना परीक्षणम् अथवा प्रशिक्षणं कृत्वा उद्योगानुभवं प्राप्नुवन्ति सर्वकारणेन विविधैः संस्थाभिः सह सहयोगः स्थापितव्यः तृतीयम् उद्योगसन्दर्भः उद्योगक्षेत्रे विद्यमानानाम् आवश्यकतानां सम्यक् अवगमनाय संस्था उद्योगसन्दर्भां निर्मातुम् अर्हन्ति विद्यार्थिनः उद्योगविशेषज्ञानं मार्गदर्शनम् उद्योगसन्दर्भानां च प्राप्तुम् अर्हन्ति चतुर्थम् उद्यमः विद्यार्थिनः स्व स्वावलम्भनेन स्वविन्यासेन च स्वयम् उद्योगारम्भं कर्तुं प्रोत्साहितव्यानि सर्वकारणे वित्तीयसहायता उद्यमविकासयोजनाः च प्रधानीयाः पञ्चमं प्रवृत्तिपरिशीलनकार्यक्रमाः संस्थाः स्वनीयुक्तिप्रकोष्ठम् प्लेस्मेण्ट् सेल् स्थापयित्वा विद्यार्थिनां नियोजने सहाय्यं साहाय्यं कुर्युः सर्वकारेण विविधैः उद्योगैः सह सम्मेलनं कृत्वा प्रवृत्तिपरिशीलनकार्यक्रमाः आयोजनीयाः